अहं आन्लैन् द्वारा सेम्संग् मोबैल् स्वीकृतवती आसम् तत्र बहु उत्तममस्ति नाम तत्रत्यः केमेरा स्यात् अथवा ध्वनिः स्यात् बहु उत्तमरीत्या कार्यं करोति नाम मम पूर्वतन मोबैल् तावत् समीचिनं नासीत् इदानीं नूतनं स्वीकृतवती तत्र भिन्नभिन्न नाम विशेषव्यवस्था अस्ति इति कारणतः बहु उत्तम रीत्या कार्यं करोमि सरळरीत्या अपि कर्तुं शक्यते बहु क्लिष्टं नास्ति तत्र आपरेट् करणं दूरवाण्या अपि बहु सम्यक् ध्वनिः श्रूयते उत्तममस्ति